अहमिदानीं त्रिपुराराज्ये तिष्ठामि अतः एव अत्र मम प्रदेशे पर्येषणस्थानानि वर्तन्ते बहवः तत्र पर्यटकाः अपि आयान्ति तेषां तस्मिन् विषये इदानीं कथयामि सर्वादौ अत्र त्रिपुराराज्यस्य अधिष्ठात्री देवी अस्ति त्रिपुरसुन्दरी तेषां मन्दिरम् अस्ति अगर्तलानगरतः पञ्चपञ्चाशत् किलोमीटर् दूरे त्रिपुरेश्वरीमन्दिरम् अस्ति मन्दिरम् अस्ति तत्र सतीदेव्याः वामपादस्य लघु अङ्गुलिः पतिता इति ते नाम तस्मिन् सम्बन्धे कथनं दृश्यते एकपञ्चाशत् शक्तिपीठेषु अन्यतमं त्रिपुरसुन्दरीमन्दिरम् अस्ति तत्र महाराज धन्यमाणिक्येन त्रिपुरसुन्दरीमन्दिरस्य निर्माणं जातम् अतः एव त्रिपुरसुन्दरीमन्दिरं तु सम्यगेव पर्यटनस्थानं नाम धार्मिकस्थानं वर्तते मन्दिरस्य दर्शनं तु अवश्यमेव कर्तव्यम् तत्र अन्यदेकं स्थानमस्ति नीर्महल् इति तत्तु रुद्रसागरसरोवर उपरि मध्यस्थे एकः प्रासादः अस्ति तत्तु पञ्चत्रिंशत् किलोमिटर् अनन्तरम् अगर्तलातः नीर्मल् इति स्थानम् अस्ति तत्र तु गत्वा नाम प्रासादः अस्ति इत्यादिकं दर्शनेन तत्तु पर्यटनस्थानम् अपि अस्ति तथैव अन्यदेकम् अस्ति यत् उन्नकोटि इति प्रसिद्धम् अस्ति तत्तु अगर्तालातः नाम बहुदूरम् अस्ति परन्तु बहुदूरमित्युक्ते एकशतं द्विशतं द्विशतं वा किलोमीटर् दूरे अस्ति मुख्यतः तत्र भगवतः शिवस्य शिरः एवं च विशालगणेशमूर्तयः एवं च सिंहस्य उपरि दुर्गायाः शिलाछिन्नप्रतिमाः इत्यादिकं सन्ति तत्र शिला उत्क्लिन्नानि आकृतयः मुख्यतया दर्शनीयस्थानम् अस्ति तत्रापि गन्तव्यम् एवं च द दर्शनीयस्थानं वर्तते